अहम् एकं मास्चरैज् क्रीम् अमेजन् इत्यतः क्रीतवान् इदानीं मासान्तरम् उपयुज्य तत्र कथमस्ति तस्य उपयोगः कस्तस्य लाभः इति अत्र वक्तुम् इच्छामि एतद् मोस्चरैज् क्रीम् यद् अस्ति तद् अतीवसम्यक् अस्ति वस्तुतः मम चर्मणि या काचित् हानिः आसीत् सा इदानीं नास्ति अनेन सम्यक् अस्य कार्यं क्रियते इति महान् मोदः अहं तु अन्येभ्यः अपि एतद् वस्तु प्रेरयामि क्रेतुम्